गतवर्षे मया अविस्मरणीयम् इति वक्तुं योग्यम् किमपि कार्यं न कृतम् अथवा तादृशी घटनाऽपि कापि न पठि न घटिता अतः सर्वम् विस्मृतम् अस्ति किमपि अविस्मरणीयम् इत्येतत् गतवर्षीयं किमपि नास्ति